नमस्ते स्विगी एतद् उडुपी अल्पाहारमन्दिरम् अस्ति वा एकवारं मम फ़ेवरेट् अल्पाहार लिस्ट् श्रावयतु ततः ततः इड्लिवडा पोङ्गल् पूरीकुर्मा इति आडर् त्रयं मम कृते प्रेषयतु धन्यवादः